अस्मिन् मासे एकं भोजनपीठं डैनिङ्ग् इति मया स्वीकृतं किन्तु तत्र उपवेशनस्य व्यवस्था समीचीना नास्ति तथा च तत्र प्रयुक्तस्य काष्ठस्य गुणवत्तापि तादृशी न वर्तते यादृशं धनम् स्वीकृतम् तथा च तत्र उपवेशने आनन्दं नैव अनुभूयते